कार्ये दोषः सामान्यमेव त्रुटिं विना कार्ये सुदृढता न आयाति यतोऽहि अभ्यासेन ज्ञानं स्थायि भवति अहमपि यदा कार्यं करोमि तदा अधिकांशतया दोषः भवति एव किन्तु अहं झटिति तस्य निवारणमपि करोमि यथा यदा अहं गृहे पाकशालायां भोजनं पचामि अथवा शाकनिर्माणं करोमि तदा तत्र लवणम् इत्यादि इत्यादि मात्रा अधिका न्यूना वा भवति चेत् अहं शाकस्य मात्रां वर्धयित्वा तस्य दोषस्य परिहारं करोमि तथैव यदा अहम् कमपि विषयं पठामि तदा शीघ्रत्वेन उच्चारणदोषः भवति तदा अहं पुनः ध्यानेन दृष्ट्वा तस्ये पुनः उच्चारणं करोमि इति यदा कदापि मम कार्ये दोषः भवति तदा अहं तस्मिन् समये एव तस्य परिहारं करोमि